मम भ्राता मां योगाभ्यासं स्वीकर्तुं प्रेरितवान् तस्य नाम भवति विन्नवन् अधिकारी सः तिरुपतिविश्वविद्यालये योगासनम् अधीतवान् एवञ्च सः प्रतिदिनं योगाभ्यसनं करोति एवञ्च सः छात्राणाङ्कृते अपि सम्मग्रूपेण योग अभ्यासं कारयति अधुना सः बेङ्गलोर्मध्ये एकस्मिन् विद्यालये योगशिक्षकरूपेण कार्यं कुर्वन् अस्ति एवञ्च तेन प्रेरितः अहम् इदानीं प्रतिदिनं निरन्तरं योगाभ्यासं करोमि